हरि ओम् नमो नमः महालक्ष्मीसुवर्णालयः अस्ति वा महोदय सितम्बर मासस्य मम पुत्रस्य विवाहः अस्ति तर् तर्हि अहं विवाहनिमित्तं स्वर्णालङ्काराणि क्रीणितुम् इच्छामि आम् आम् य यथा यथा कन्ठस्य कन्ठहारं तथा मुद्रिका इति पुत्रविवाह अस्ति दिवसः तु दिसम्बर्मासस्य त्रयोविंशन् त्रयोविंशतिदिनाङ्के अस्ति त्रिवेणीनगरे अस्ति अह अहं अहं जानामि गतवर्षे अहमपि गतवान् भवान् अपि जानामि तर्हि तर्हि तु पृच्छामि

आम् आम् अहं जानामि आम्

तर्हि तर्हि कस्मिन् दिनाङ्के गमिष्यामि अस्तु अस्तु परन्तु यथासी यथाशीघ्रं भविष्यति भवान् मां सूचयन्तु तर्हि आम्

आम् आम् अहम् अहम् आदौ गन्तुं गत्वा पश् पश्यामि यदि मम रुचिः न भवति तर्हि अहं बदामि भवान् निर्माणं करिष्यति इति

सोमवासरे आगच्छामि अस्तु अस्तु अस्तु धन्यवादः अस्तु